अहं बाली शैली कर्णाभरणम् बहु इच्छामि यतोहि तत् मम कृते बहु रोचते तत् मम कृते माता जन्मदिने गिफ़्ट् उपाहार उपहारं दत्तवती यदा अहं बाली कर्णाभरणं धरामि तदा मम कृते किम् वस्त्रं धर्तव्यम् इत्यादि क्लेशाः न भवन्ति तस्य कृते सर्वमपि सूट् भवति तदर्थमहं तत् तं कर्णाभरणं बहु इच्छामि तत्र स्टोन्स् अपि सम्यक् विद्यन्ते इत्यस्मात् तत् इतोपि सम्यक् दृश्यते सुवर्णस्य अस्ति इति कृत्वा तस्य वर्णः न गच्छति इति इतोपि सन्तोषः विषयः